ग ग्रामीणक्षेत्रं यद् अस्ति तत्र एकं तु ग्रामात् अन्यग्रामः बहु दूरे वर्तते पुनश्च ग्रामे अपि एकस्मात् गृहात् अन्यत् गृहमपि दूरे वर्तते इदानीन्तनकाले ये बालाः सन्ति नाम इदानीन्तनकाले जन्रेशन् इति यद् वदन्ति व्यवसायार्थं ते बालाः नगरं गच्छन्ति नगरं गच्छन्ति तेन ग्रामे वृद्धाः अथवा ज्येष्ठाः एव भवन्ति तत्रापि समीपे समीपे गृहाणि न भवन्ति अतः वार्तालापार्थमपि कोपि नास्ति गृहे पतिः पत्नी एव पुनश्च तत्र ग्रामे पश्यामः चेत् सिग्नल् इत्यादिकं क्लेशः भवति अतः टि वि दूरध्वनिः प्रमाणध्वनिः इत्यस्यापि इत्यस्यापि अधिकरूपेण उपयोगः कोऽपि न करोति वर्तमानपत्रमागच्छति चेदेव पठन्ति पूर्वं तु अन्यस्य गृहं गन्तव्यं तत्र वार्तालापः कर्तव्यः भोजनम् इत्यादिकं कर्तव्यमित्यादिकम् आसीत् इदानीन्तनकाले तु तथापि कोऽपि न करोति विना कारणमन्यस्य गृहमपि कोऽपि न गच्छति अतः मनोरञ्जनार्थं साधनानि अधिकानि न दृश्यन्ते तर्हि किं कर्तव्यम् इति चेत् प्रतिवासरे अथवा प्रतिसप्ताहे कोऽपि कस्यापि गृहं निश्चयङ्कृत्वा तत्र सर्वे मिलन्ति चेत् तेषां मनोरञ्जनार्थं साधनं भवति तत्र मिलित्वा वार्तालापः कर्तव्यः एवञ्च किमपि उत्सवाधिकं चिन्तितव्यं तत्र ज्येष्ठाः ये सन्ति तेषां कृते क्रीडादिकं चिन्तयित्वा एकस्मिन् दिने क्रीडाः कर्तव्याः तत्र महिलानां कृते पाककला अथवा शाटिकाधरणकला क्रीडा इत्यादिक्रीडाः कारयितुं शक्यते एवञ्च पुरुषाणां कृते अपि क्रिकेट् फ़ुट्बाल् इत्यादि क्रीडाः कारयितुं शक्यते तेन एकत्र मेलनेन किं भवति मनसः यः भारः अस्ति सः न्यूनः भवति उत्साहः भवति वार्तालापार्थं कोऽपि लभ्यते चेत् तदानीं स्वस्य मनसि किम् अस्ति इत्यपि वक्तुं शक्यते अतः मेलनं तादृशम् अपेक्षितं तेन सह एव क्रीडा इत्यादिकं भवति चेत् तदानीम् इतोऽपि उत्साहः वर्धते अतः मनसः यः भारः अस्ति सः न्यूनः कर्तुम् अवश्यं क्रीडामनोरञ्जनार्थं कर्तव्या एव